लाक्डौन् काले जनैः दूरभाषा उत लेप्टाप् अधिकम् उपयुक्तम् इति तु सत्यमेव यतः बहिः गन्तुं किमपि कार्यं न आसीत् कुत्रापि न गन्तव्यं गृहे एव भवेयुः सर्वेति सर्वकारतः आज्ञा आसीत् अतः सर्वे जनाः गृहे एव आसन् गृहे भूत्वा किं कुर्वन्ति इदमेव कार्यम् दूरभाषा लेप्टाप् इत्यादिकं बहु उपयुक्तवन्तः सन्ति अपि च शिक्षणं नाम कक्ष्याः अपि अन्तर्जालीयव्यवस्थायामेव चलन्ति स्म सा व्यवस्था तु मया नेष्टं यतः पाठनकाले गुरुः यदि अग्रे अस्मत्पुरतः भवति तर्हि अवगमनं बहु शीघ्रतया भवति यदि अन्तर्जालीयव्यवस्थायां पाठनम् इत्यादिकं भवति तर्हि छात्राः तत्र अवधानं न यच्छन्ति अन्यत्र किमपि कार्यं कुर्वन्तः भवन्ति अपि च अन्तर्जालीयकक्ष्याः तु दूरभाषायां उत लेप्टाप् मध्ये भवन्ति तस्मिन् तु वीडियोगेम् इत्यादिकं भवत्येव तत्र कक्ष्या चलति अत्र वयं वीडियोगेम् क्रीडामः इति चिन्तनमपि छात्राणां भवितुम् अर्हति अतः सा या व्यवस्था आसीत् सा समीचीना न गुरूणां पुरतः अध्ययनमेव समीचीनं यद् अस्माकं भारतीयपरम्परा वर्तते पुर प्राचीना तथा गुरूणां नैक्ट्ये एव अध्ययनं बहु समीचीनम् इति भाति